मया गानं बहु इष्यते पुरातनाकालीनगानम् इदानीन्तन गीतानां बहु भेदः वर्तते पुरातनकालीनगानमित्युक्ते तत्र कश्चन अर्थः भवति स्म गाने साहित्ये बहु साहित्यं बहु अर्थगर्भितं भवति स्म अपि च तत्र सङ्गीतनिर्देशकाः बहु समीचीनसङ्गीत सङ्गीतं स्थापयन्ति स्म सङ्गीतनिर्देशकाः एव बहु कष्टेन तन्मार्गमागत्य तत्र बहु यत्नेन सङ्गीतं प्रदर्शयन्ति स्म इत्येवं पुरातनकालीनासङ्गीतस्य विषये मया ज्ञातमस्ति इदानीन्तनकालेपि सङ्गीतनिर्देशकाः बहु कष्टमनुभवन्ति अपि च तेषां बहु सुलभमपि वर्तते यतः गणकयन्त्रद्वारा अपि इदानीं सङ्गीतं निर्देशं कुर्वन्ति निर्दिशन्ति पूर्वं तु भिन्नभिन्नवाद्यं भवति स्म एवं दशजनाः एकं वाद्यं वादनं कुर्वन्ति स्म अनन्तरं विंशतिजनाः वेणुं वादयन्ति स्म एवं यद्वाद्यमपेक्षते तत्तद्वादकाः आसन् तेन वादकानां सङ्ख्या अपि बहु भवति स्म इदानीं तथा नास्ति इदानीन्तनासङ्गीतकाले तु तत्र वाद्यस्य वादकानाम् अपेक्षा नास्ति गणकयन्त्रे एव वाद्यानां उपलभ्यं वर्तते किं सौलभ्यं वर्तते इत्यतः तत्रैव ते सङ्गीतं निर्दिशन्ति तेन तथा बहु सम्यक् न श्रूयते सङ्गीतं तस्मात् स एव भेदः वर्तते अपि च पू पुरातनकालीन ये गायकाः सन्ति तेषामपि द्वनू ध्वनिः तथा सम्यगासीत् अपि च ते बहुविधरीत्या बहुविधरीत्या तेषां ध्वनिः परिवर्तयन्ति स्म इदानीन्तनाकाले केचन केवलं सम्यक् गानं वदन्ति तथा अर्थगर्भिमपि न भवति तत् तादृशं गानम् एवं पुरातनकालीनागानेषु बहु सम्यक् अर्थगर्भिसाहित्यं भवति अनन्तरं सङ्गीतमपि सम्यक् निर्दिशितं भवति गायकाः अपि तथा तथा एव भवन्ति स्म इदानीन्तनाकालीनगायकाः उदाहरणार्थं विजयप्रकाश् श्रेया गोशाल् सोनु निगम् इत्यादयः बहु सम्यक् गानं वदन्ति पुरातनकाले मया यथा उक्तम् एस् पि बालसुब्रह्मण्यम् एस् जानकी एम् एस् सुब्बलक्ष्मी पी बि श्रीनिवासः इत्यादयः बहु सम्यक् गानं वदन्ति स्म एवम् पुरातनाकालीनगानमेव बहु श् श्रोतुं बहु सम्यक् भवति इति मम आशयः